मम क्षेत्रस्य समीपे प्रसिद्धाः महाविद्यालयाः सन्ति कम्लानेरूमहाविद्यालय् मोता सैन्स् कालेज् बिञ्झानी महाविद्यालयः अनन्तरम् इन्स्टिट्यू आफ़् सैन्स् शिवाजी सैन्स् इत्यादयः महाविद्यालयाः सन्ति नाम पप्पमा मम पुत्री तत्र कमलानेहरू महाविद्यालये एम् सि ए पदवीं प्राप्तवती एवं शिवाजी सैन्स् इत्येतत् इति इति वि महाविद्यालये सः बि एस् टि पदवीं प्राप्नुवन्ति तत्रत्यः बिन्झानी महाविद्यालये ये छात्राः पठन्ति तैः तत्र कला एवं वाणिज्यं पठ्यते एवं मोता सैन्स् कालेज् तत्रत्याः छात्रैः जीवशास्त्रं रसायनशास्त्रं भौतिक्शास्त्रं गणितम् आङ्ग्लभाषा इत्यादयः पठ्यन्ते अनन्तरम् एतत् आयुर्वेदे महाकाल् विद्यालये अस्ति तत्रत्याः तैः छात्रैः आयुर्वेदस्य ज्ञानं प्राप्यते अनन्तरम् इन्स्टिट्यूट् आफ् सैन्स् इति अत्रत्याः छात्रैः सैन्स् विषयाः पठ्यन्ते